मह्यम् एकाकी चारणं कर्तुम् इष्ट इच्छा भवति परन्तु तत् चारणं जर्नी किं भवति खलु तत् बहु समयं स्वीकरोति अनन्तरं तत् प्रोसेस् किम् अस्ति खलु तत् तत् यूज्वलि द ट्रेकिङ्ग् और् चारणं दाट् विल् बि तत्सर्वमपि अरण्यस्य अन्तः एव भवति तत्र आब्यस्ले तत् भयमपि भवति खलु तत्र मृगाः भवन्ति अनन्तरं तत् प्रदेशम् अस्माकं बहु फ़ेमिलियर् न भवति एतत् सर्वं कारणात् अहं अहा सामूहिकचारणं कृतवती अनन्तरं सामूहिकचारणं करणं सम्यक् इति भासते किमर्थम् इत्युक्ते बिकास् आफ़् द कारणम् अहं या उक्तवती खलु तत् प्रति परन्तु मह्यम् इच्छा इत्युक्ते तत् एकाकी चारणं करणं परन्तु किम् इत्युक्ते सामूहिकचारणं मध्ये अस्माकम् एकम् सम्बन्धम् एकं बोण्डिङ्ग् डेवलप् भवति किमर्थम् इत्युक्ते तत् जर्नी किं भवति खलु तद्बहु कष्टमपि भवति अनन्तरं तत् अस्माकं साकं क्या कः अपि सन्ति इत्युक्ते अस्माकं तदेकं धैर्यमपि भवति अनन्तरम् किमपि अस्माकं अभवत् चेत् फ़िजिकलि ओर् मेण्टलि अनन्तरं सम्टैम्स् अस्माकं सम्यक्क् श्वासं स्वीकर्तुम् एतत् सर्वमपि प्राब्लं भवति चान्सस् सन्ति अनन्तरम् एवं अस्माकं किमपि विरामम् आवश्यकं चेत् किमपि जलम् आवश्यकं चेत् अनन्तरम् अस्माकं किं तत्र विरामं स्वीकृत्य अनन्तरम् अस्माकम् उपरि गन्तुं किमपि मोटिवेशन् किमपि डेटर्मिनेशन् एतत् सर्वम् आवश्यकं भवति तदा अस्माकं सात् कः अपि सन्ति चेत् तत् बहु उत्तमं अतः अहं सामूहिकचारणं करोमि परन्तु किम् इत्युक्ते तत् सामूहिकचारणमध्ये एव अस्माकं एकाकी समयमपि वयं निकल्तुं शक्नुमः सो दट् अस्माकं किं तत् एकाकी एव एन्जोय् करणीयमिति भवति खलु तद्वयम् एकाकी एव एन्ज् एञ्जोय् कुर्मः परन्तु अस्माकं सात् सर्वाः अपि भवन्ति तथा अहं सामूहिकचारणं कृतवती मम सख्याः सखानां सात् तद्बहु सम्यक् एव आसीत् तदापि तावदेव अहं मह्यं किम् एकाकीकरणम् आसीत् खलु तत् अहम् एकाकी एव कृतवती परन्तु एकं पूर्णं चारणम् अहम् एकाकी एव न कृतवती तत् मम इच्छापि अस्ति परन्तु बिकास् आफ़् तदेव उक्तवती खलु तत् किञ्चित् भयं भवति अनन्तरं प्रदेशस्य अनुगुणं वयं डिसिशन् करणीयं भवति एतत्तु प्रति सर्वं अहं सामूहिकचारणस्य चो चून चुनयितं करोमि दान् एकाकी चारणं करणम्